समकालीनकलायां शिल्पस्य महत्त्वम् अधिकं वर्तते पुरातनकालेषु यत्र यत्र शिल्पशास्त्रम् अधिकृत्य देवालयम् अनन्तरं ध्यानमन्दिरं गोपुरम् इत्यादिकं तत्र रा राजसभा इत्यादिकं निर्मितम् अस्ति इदानीम् अपि तत् सौन्दर्यम् आराध्यमाणः वर्तते एवं शिल्पस्य महत्वं सर्वदा भवत्येव अन्याभ्यः कलाभ्यः कथं भिन्नः इत्युक्ते एतत् शाश्वतं रु शाश्वतरूपेण अस्माकं समाजे शो शोभते इति अहं चिन्तयामि समकालीने तादृशशिल्पशास्त्रम् अधिकृत्य एव बहूनि उत्तमानि परिकल्पितानि सन्ति नानाक्षेत्रेषु तत्र सौधानि इति अहं चिन्तयामि